हरि ओं नमस्ते मम नाम उत्रा अहं पुणेनगरतः आगतवती अत्र एतस्य प्रदेशस्य अत्र नूतना अस्मि भवतीम् एतत् प्रदेशस्य विषयं जानाति इति अहं श्रुतवती अतः भवत्याः सहायार्थां अहं भवतीं आहूतवती किञ्चित् सहायं कर्तुं शक्यते वा इत्युक्ते देशस्य पर्यटनार्थं

आवश्यम् उत्तमम् उत्तमम्

एवं वा एवं अहम् अहं पारम्परिकस्थानं द्रष्टुमिच्छामि तत् स्थानस्य नाम वदतु एकवारम्

अस्तु तत् कुत्र कुत्र अस्ति मध्ये अस्ति वा आम् आम् अहं कथं कथं गन्तुं शक्यते भगिनी लोकयानम् अस्ति वा अथवा वयम् अन्यकिमपि यानम् आं कतिशुल्कं कति रूप्यकाणि आवश्यकम् अस्तु पञ्चशतरूप्यकाणि अस्तु अस्तु एवं वा एवं दक्षिणभारतस्य प्रदेशस्य तत् उत्तमम् अति उत्तमम्

आम् आम्

आमाम् उत्तमम् उत्तमम् मह्यमपि तत् अधिक इच्छा भवति तत् दर्शनार्थं तत्र परीतः अन्य किमपि प्रदेश स्थानम् अस्ति वा दक्षिण दक्षिणचित्रा आम् आम् सन्तोषम् आम् समुद्रं कति दूरम् अस्ति आम् नौकायां गन्तुमपि शक्यते वा तत् अति उत्तमतया भवति अहम् अद्य अहं दक्षिनचित्रा गन्तुम् इच्छामि अनन्तरं श्वः किमपि मन्दिरम् अस्ति चेत् किमपि

उत्तमम्

अस्तु उत्तमम् अहं श्वः तत्र गन्तुं प्रयत्नं करोमि भवती अपि नङ्गनल्लूर् प्रदेशे वसति वा तन्ननल्लूर् जनपदे अस्ति वा

अति उत्तमम् उत्तमं भगिनी धन्यवादः उत्तमम् भगिनी धन्यवादः अहम् आगच् आगच्छामि अद्य दक्षिनचित्रां गच्छामि धन्यवादः